भारतीयदर्शनशास्त्रेषु बहुकालात् मम आसक्तिः वर्तते तत्त्वज्ञानप्राप्तये शास्त्राध्ययनमेव शरणम् इति सर्वे जानन्ति एव शास्त्रे सर्वमस्ति इति उच्यते अतः तद् ज्ञानाय अपि शास्त्रपठने मम आसक्तिः एषां दर्शनशास्त्राणां विषये महान् दुष्प्रचारः वर्तते सः निवार्यः इत्यपि मां दर्शनशास्त्राणाम् अध्ययने अग्रे नयति